अद्यतनकाले शिक्षणव्यवस्थायां संस्कृतस्य प्राधान्यं न्यूनमेव किमर्थम् इत्युक्ते आधुनिकजनाः संस्कृतविषये संस्कृतस्य प्राधान्यं न अङ्गीकुर्वन्ति तदेव प्रथमा समस्या वर्तते प्रथमसमस्या इति तदेव ते तु किम् अस्ति संस्कृतं भारतीयसंस्कारं किमस्ति भारतीयचरित्रं भारतस्य सनातनधर्मादिविषयेष्वपि आधुनिकजनाः न चिन्तयन्ति किमर्थम् इत्युक्ते आङ्ग्लः जनानाम् आगमनं तेषां प्रभावः भारतेषु बहूनि परिवर्तनानि कृतानि किमर्थं ते आङ्गलविद्याव्यवस्था आरब्धा आरम्भं कृता तत्सर्वं सम्यगेव परन्तु भारतीयजनाः तदेव सम्यक् तदेव अपेक्ष्यते इति परिवर्तनं मा मनसि निधाय कार्यं कृतवन्तः किम् आधुनिकं काले संस्कृतस्य प्राधान्यं नास्ति संस्कृतं संस्कृतपठने पाठने च किं प्रयोजनं किमस्ति तस्य किमपि वैशिष्ट्यमस्ति वा न वा इत्यादयः तत् किम् एदादृशविषयाः अपि ते न चिन्तयन्त्येव अतः एव तत्र अस्माभिः संस्कृतस्य उद्बोधनायैव संस्कृते पठनम् अपेक्ष्यते किमर्थमित्युक्ते अस्माकं संस्कारस्य उद्बोधनं सा च कास्ति भारतसंस्कारं भारतीयसंस्कारं भारतीया पाठ्यव्यवस्था का कथमासीत् पठनं किं कथमासीत् पाठनं कथमासीत् किं किम् अस्ति भारतीयेषु भारतेषु विद्यमानकलादिषु युद्धकला वा व्याकरणादिजौतिषं व्याकरणवेदान्तम् इत्यादिन्यायमीमांसादिविषयाः तत्सर्वं किं बोधयति तत्र वेदान्तादिविषयेषु विद्यमानभगवद्गीता ज्ञानं सनातनधर्मज्ञानम् एतादृशेषु ज्ञानम् अद्यतनकाले बालकानां कृते नास्ति एव अतः तदेव न सन्ति एव तदेव तेषां कृते एतादृशम् अधुना पश्यतु किं किं प्रचलन् अस्ति अधुना भारते भवान्

परः परः पराभवादिषु अपि परस्परं कलहादिकं युद्धसुखं भवन्ति जनाः सेल्फिश् इति वक्तुं शक्यते स्वार्थरूपेण कार्यं कुर्वन्तः सन्ति जनाः तद् यदि संस्कृतं पठति चेत् पठन्ति चेद् ते तादृशेषु विषयेषु सम्यक् ज्ञानं स्वीकृत्य कुर्वन्ति एव